एका सर्वकारीया यो सर्वकारीययोजनां बहवः सर्वकारीययोजनाः प्रचाल्यमानाः सन्ति सर्वकारेण तत्र प्रधानमन्त्री आवास् योजना अपि वर्तते प्रधानमन्त्री आवासयोजनया येषां पार्श्वे गृहाणि न आसन् तेषां कृते गृहनिर्माणाय धनं दत्तम् आसीत् अस्माकं ग्रामेपि बहवः केचन जनाः एवमासन् येषां पार्श्वे गृहाणि न आसन् तेषां कृते प्रधानमन्त्री आवास् योजनया धनं प्राप्तम् तद्धनम् गृहीत्वा तैः स्वगृहनिर्माणं कृतं तथा च सम्प्रति एव प्रधानमन्त्रिमहोदयाः अपि अयोध्यायां एकस्मिन् गृहे गतवान् यः प्रधानमन्त्री आवास् योजनायाः लाभार्थी लाभार्थिनः आसीत् तत्र गत्वा तैः अपि पृष्टम् कथं कथं धनमागतं किमपि तत्र उत्कोचं तु न दत्तम् इत्यादिकं प्रश्नाः अपि तैः पृष्टाः प्रधानमन्त्री आवासयोजनायां धनं साक्षात् खा साक्षात् बेङ्क् मध्ये आगच्छति किमपि तत्र मध्ये किमपि मा मा माध्य माध् माध्यमिकः न भवति यः किमपि उत्कोचादिकं किमपि कर्तुं शक्नोति अतः एतादृशाः योजनाः ग्रामीणजनानां कृते बहु लाभप्रदाः सन्ति